अस्मिन् विश्वे यदि प्रवासार्थं कुत्रचित् गन्तव्यं चेत् रशिया उत मध्य ए जम्बुद्विपीयेषु देशेषु गन्तुम् इच्छामि यतः तत्र गमने समुद्रलङ्घनं न भवति चेत् अपवायकरं न भवति तथा च तत्र सर्वं सामान्यम् अस्माकमिव प्रतिभाति यत् अधिकाः तत्र जीवनशैली तु यूरोपवत् समृद्धा अस्ति तथा च तथापि तेषां यत् पा प्रा पश्चिम पश्चिम पश्चिमदेशेषु यथा असहिष्णुता उत लिब्रलिज्म् दृश्यते तथा तत्र न दृश्यते अतः तत्र स्व स्वच्छन्दरूपेन अस्माकं भ्रमनम् अटनं यत्किमपि कर्तव्यं वक्तव्यं तत्र सङ्कोचः अस्माभिः न क्रियते फ़्रीली तत्र सर्वं कर्तुम् अस्माभिः शक्यते अतः एव तत्र रशिया इत्यादिषु समृद्धा जीवनशैली तथा च स्वतन्त्रता स्वच्छन्दता तथा प्रैज़् अपि शुल्कम् अपि न्यूनं भवति तस्मात् तदेव सम्यक् गमनक्षेत्रम् इति मन्ये